स्वहस्तनिर्मितानि करकुशलवस्तूनि अहं सर्वाणि अपि दत्त्वा दत्त्वा दत्त्वा बाम्बु आट् थर्माकोल् आर्ट् इति अहं कृतमस्ति अहम् अध्यापिका अस्मि तत्र मम शिष्यः अपि मम बहु स्वहस्तिनिर्मितं करकुशलवस्तु ददाति बहु सम्यक् अस्ति तादृशी कलाकृतिः अहमपि मम बाल्ये बाल्यकाले काले कृतं कृतवती अधुना अधुना अहं स्वयं निर्मितां कलाकृतिं बहु न करोमि तर्हि वयं तर्हि वयं सर्वे मिलित्वा विद्यालये करोमि कुर्मः मम शिष्यः तत्र मम करकुशुलवस्तूनि